हलो हरिः ओं नमस्कारः भवतां धर्मवरं ट्रावेल् एजेन्सि वा इदम् तत्र मम मम नाम डोक्टर् ए सच्चिदानन्दमूर्तिः अहम् अत्र किञ्चित् सहायकाचार्यरूपेण कार्यं कुर्वन्नस्मि विश्वविद्यालये मम एकं तत्र निवेदनम् अस्ति भवतां कि किं पेकेजस् अस्ति यतः आगामिमासे अस्माकम् एकमासपर्यन्तं विरामः अस्ति विश्वविद्यालयपक्षतः तर्हि तेषु विरामेषु अहं कुत्रापि किञ्चित् पेकेज् स्वीकृत्य गन्तुमिच्छामि तर्हि भवन्तः किञ्चित् कथयन्ति वा भवतां किं किं पेकेज् अस्ति कथं तत्र कृपया वदन्तु

तद् कति तद् यद् उत्तरभारतमिति भवन्तः उक्तवन्तः खलु दक्षिणभारते तावद् प्रायः मया तत्र प्रत्यक्षीकृतम् अहं दृष्टवान् तत्र उत्तरभारते इदानीं भवन्तः उक्तवन्तः उत्तम पेकेज् अस्ति पञ्चघटकाः नाम पञ्चधाम चारुधामयात्रावत् तत्र बदरिनाथ केदारनाथ एवं य यमुनोत्रि गङ्गोत्रि तत्र तैस्सह अन्ये के प्रदेशाः भवन्ति तत्र पेकेज् मध्ये

सत्यम् शक्यते तत्र आवासभोजनव्यवस्था भवद्भिरेव कल्यते वा पेकेज् मध्ये अन्तर्भवति वा नो चेत् पार्थक्येन किमपि भवति

समीचीनम् तदितोपि समीचीनम् अस्माकम् इतोपि समीचीनं तर्हि सामूहिकरूपेण भवन्तः पेकेज् निर्माणं कुर्वन्ति यदि वैयक्तिकरूपेण न उदाहरणार्थं यदि अहं मम फ़ेमिली आगन्तुमिच्छामः तर्हि अन्येपि तत्र अन्तर्भवन्ति खलु अन्ये अन्ये एवं तत्र आम् आगच्छन्ति सामूहिकरूपेण पेकेज्

कालावधिः कन् कति दिनानि भवन्ति पेकेज् एकं पेकेज् उत्तरभारतमिति मन्यते सी स्वीक्रियते चेत् समीचीनं समीचीनम् अन्यद् एवं भव समीचीनम् एतत्तु आगामिमासे एकमासं यावत् अस्ति इ इतोपि तत्र मम चिरका अनन्तरमहं फ़ोन् दूरवाणीं करिष्यामि धन्यवादः नमस्कारः महोदय